रामायणं मे प्रियम् वैवस्वतमनुवंशे प्रतापयुक्ताः राजानः अभूवन् यथा इक्ष्वाकुः पृथुः मान्धाता प्रसेनजित् भगीरथः दिलीपः रघुः आदयः दिलीपविषये महाकविः कालिदासः अपि लिखति दिलीपः इति राजेन्दुः इन्दुक्षीरनिधाविव तथैव अग्रे लिखति व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः तथैव महाभारतेपि कुरुवंशे पाण्डुवंशे अनेके राजानः अभूवन् यथा शान्तनुः भीष्मः धृतराष्ट्रः पाण्डुः दुर्योधनः युधिष्ठिरः अर्जुनः अभिमन्युः परीक्षितादयः तथा च अन्तिमः आसीत् जनमेजयः परीक्षितः अर्जुनस्य पौत्रः एवम् अभिमन्योः उत्तरायाश्च पुत्रः आसीत् अत्रैव द्वापरयुगस्य अन्तम् आन्त्यं भवति एवं कलियुगस्य आरम्भः भवति श्रीमद्भागवतमहापुराणकारणात् परीक्षितस्य चरित्रम् अतिप्रसिद्धं वर्तते